नमस्ते वदतु भगिनी आम् भगिनी भवत्यै किम् आवश्यकम् एवं वा भगिनी ओकेषन् किं सर्वम् अस्ति भगिनी

आम् भगिनी मम वयं सर्वे एतद् कण्ठहारः किं हा भिन्न डिजैन् सन्ति भगिनी तत् सर्वं हा

भगिनी भवत्याः कृते कियद् कियदं ग्राम् ग्राम् आवश्यकम् अस्तु भगिनी

भगिनी किं कास्टमैज्ड् प्लान् किमपि अस्ति भगिनी

भगिनी भवत्यै ऐडिया किम् अपि अस्ति चेद् मह्यं प्रेषयतु अहं तद् दृष्ट्वा कर्तुं शक्यते चेद् अहं करोमि नास्ति चेद् भवति आगच्छतु

अहं कार्यं सम्यक् करोमि भवती चिन्ता न करोतु भवती यद्यद् आवश्यकं तद् सर्वं मह्यं वदतु तद् सर्वम् अहं भवत्यै प्रेषयामि भवती सेलेक्ट् करोतु यदि इच्छति चेद् वदतु आम् सर्वं सर्वं कृत्त्वा अहं शीघ्रं प्रेषयामि धनादिकं टेन्शन् मा करोतु अहं सर्वं पश्यामि

आम् भगिनी भवत्यै कृते अहं सर्वं कास्टमैज्ड् प्लान् सर्वम् अपि करोमि किञ्चिद् अधिकम् अधिकं डिस्कौंट् अपि ददामि भवति चिन्ता ना करोतु भवति मम भवती यद् भवति तु मम उत्तम कस्टमर् अस्ति कस्टमर् वै अस्माकं अस्माकं देवः अस्ति अहं सर्वं सम्यक् करोमि भवती चिन्तां न करुतु भवतः भवत्याः अनुजस्य विवाह सर्वं सम्यक् भवति ओ तद् सर्वम् मास्तु भगिनी भवति मम कस्टमर् अस्ति खलु तद् सर्वं अस्तु भगिनी आम् आम् मिलामः राम् राम्